अहं बहु वृक्षान् अरोपयामि मम ग्रामेषु एकम् उद्यानवनम् अस्ति तत्र रोपणार्थम् इत्येव पादपान् विक्रयणं कुर्वन्ति ततः अहं पादपान् प्राप्नोमि तत्र जनाः विक्रयणं कर्तुं इति आनयन्ति अतः सः एव स्रोतः वर्तते ततः अहं धनं दत्त्वा प्राप्नोमि तदुत्तरम् अहं मम ग्रामे मम क्षेत्रे अहम् आरोपयामि तान् पादपान् पादपाः सम्यक् वर्धनं प्राप्य मम कृते फलं प्रयच्छन्ति तत्र पुष्पस्यापि पादपान् अहं आरोपितवती ततः एव सम्प्राप्य तत्र बहु समीचिना समीचीनाः पादपाः प्राप्यन्ते इत्यस्मात् ततः एव अहं स्वीकरोमि